कन्याकुमारी कन्याकुमारीयां चन्द्रोदयः सूर्यास्तमयः एकस्मिन् समये एव भवति मदुरै मधुर्यां मीनाक्षी अम्बा देवालयः अस्ति तंजावूरु तञ्जावूरुनगर्यां बृहदीश्वरदेवलायः अस्ति अत्र बृहद् नन्दी अपि अस्ति केरला केरलाराज्ये गुरुवायूरु इति श्रीकृष्णमन्दिर मन्दिरम् अस्ति तिरुपति तिरुपत्यां श्रीवेङ्कटेश्वरस्वामिनः मन्दिरम् अस्ति काशी काश्यां गङ्गा नदी अस्ति